विद्यालये बहूनि पुस्तकानि सन्ति पञ्चसहस्राधिकानि पुस्तकानि सन्ति तत्र स्वामीविवेकानन्दः अनन्तरं संस्कृतसम्बन्धीनि पुस्तकानि सन्ति अनन्तरं कन्नडभाषायां सम्बन्धीनि पुस्तकानि सन्ति एवं तत्र अङ्कुतिम्मनकग्गा इति अधीतवान् अनन्तरं श्रीमद्भगवद्गीतातात्पर्निर्णय डी वी जी महोदयस्य एवम् मलये मधु मगलु कादम्बरी एवं नाना पुस्तकानि पठितानि